मम प्रदेशे शिक्षणार्थं प्रधान व्यवस्था मौखिकरूपेण व्यक्तिगतरूपेण अस्ति आं शालाशुल्कं सामान्यैः अपि पूरयितुं शक्यते अत्र विविधैः विषयैः अधीयमानाः विषयाः सन्ति एलेक्ट्रानिक्स् अन्ड् कम्युनिकेशन् इञ्ज्निनीरिङ्ग् कोम्प्टर् सैन्स् इञ्जिनीरिङ्ग् एलेक्ट्रिकल् अन्ड् एलेक्ट्रानिक्स् इञ्जिनीरिङ्ग् मेक्यानिकल् इञ्जिनीरिङ्ग् सिविल् इञ्जिनीरिङ्ग् एवं सन्ति अनेकाः जनाः अत्र आगत्य पठन्ति अस्माकं कलाशाला उत्तमा कलाशाला अस्ति उद्योगः अवकाशः अवकाशाः अपि अनेकाः वर्तन्ते अतः उत्तमा व्यवस्था अत्र वर्तते शिक्षणार्थम्